मोबैल् फीड्स् रेडियो वाहिन्यः तथा वार्तापत्रिकाः वास्तवं वदन्ति एव किन्तु सम्पूर्णतया वास्तवमेव वदन्ति इति न अस्माकं विज्ञता उपाय् उपरि आधारितम् अस्ति यद् तत्र वास्तवं यद् अवास्तवीयम् अस्ति इति वयं विवेक चिन्तनेन ज्ञात्वा अग्रे गन्तव्यं भवति इदानींतन काले तु सर्वत्र प्रायोजिक विलेखनं स्पोन्सर्ड् जर्णलिसम् एव चलत् अस्ति इत्युक्ते यस्य वार्ता अधिकतया दृष्टव्यं तदेव दर्शयन्ति अन्य मुख्यवार्ताम् अधः कुत्रचित् लिखन्ति अतः यद् वास्तविकम् अस्ति यत् अवास्तवम् अस्ति इति अस्माकं ज्ञानोपरि एव आधारितं भवति इति मम चिन्तनम्